हरि ओम् हरि ओम् शान्भाग् न्यूस् एजन्सी भवती का एवं वा आम् वदतु महोदये पुस्तकानि वा आम् पुस्तकानि इत्युक्ते शालापाठ्यपुस्तकं वा

वार्तापत्रं मासिकपत्रं मासिकपुस्तकम् अपेक्षितं वा आङ्गलपुस्तकम् अपेक्षितं वा भवती नामं वदति चेद् अहं वक्तुं शक्नोमि अस्ति वा न वा इति रीडर्स् डैजस्ट् वा इदानीमेव न शक्यते पञ्चदशदिनाः समयावकाशः दीयते चेद् अहं व्यवस्था करोमि रीडर्स् डैजस्ट् आम् इदानीं तु अद्य सप्तदशदिनाङ्कं खलु इत्युक्ते अग्रिममासस्य प्रथमसप्ताहे मिलति अग्रिममासस्य प्रथमसप्ताहे मिलति तद् पोस्ट् द्वारा प्रेषयतुं व्यवस्था कारयामि आम् तद् सब्स्क्रिप्ष सब्स्क्रिप्ष्न् मौल्यं भवती कदा दास्यति करोति वा इदानीं मम मम दूरसंख्या अस्ति खलु शक्यते मम दूरसंख्या अस्ति खलु तद् एकवर्षस्य अपेक्षितं वा पञ्चवर्षस्य वा त्रिवर्षस्य वा किम् इति वदतु अस्माकं सब्स्क्रिप्षन् रेट् एवम् अस्ति एकवर्षं पर्याप्तं वा तर्हि तद् वन् एटी रुपीस् इत्युक्ते अशीति अधिकः शतं वन् एटी रुपीस् भवति परन्तु पोस्टल् चार्जस् सर्वं मिलित्वा द्विशतं रूप्यकाणि भवती प्रेषयतु आम् द्विशतरूप्यकाणि एक एकमेव पुस्तकं पर्याप्तं वा एवं वा तरङ्ग मिलति तरङ्ग इदानीम् एव अस्ति साक्षात् अद्य एव दातुं शक्नोमि सत्यं तरङ्गः अस्ति संस्कृतमासपत्रिका एका अस्ति जानाति खलु आम् सम्भाषणसन्देशः इति पत्रिका अस्ति एक एकवर्षस्य आगच्छति वा एवं वा अस्तु अस्तु तर्हि इदानीं तर तरङ्ग रीडर्स् इैजस्ट् द्वे पत्रम् आ अपेक्षितं खलु अस्तु मिलति अन्यत् अन्यत् नास्ति मास्तु वा अस्तु अस्तु अस्तु शुभदिनम्